नमस्ते रविमहोदय अहं पञ्चदशदिनाङ्के रात्रौ नववादने रैल्यानेन बेङ्गळूरु गन्तुम् इच्छामि तत्र काशीमठस्य सम्यमीन्द्रस्वामिनः सप्ताम सप्तमदिनाङ्के तत्र चातुर्मास्यव्रतं स्वीकुर्वन्ति तस्मिन् समये अहं तत्र भवितुम् इच्छामि पञ्चमदिनाङ्के रात्रौ नववादने रैलयानमस्ति भवान् पादो न अष्टवादने मम गृहस्य समीपम् आगच्छतु इति वदामि कृपया मा विस्मरतु